आम् अहं कदाचिद् ग्रन्थालयं गच्छामि मम गृहे वैयक्तिकः ग्रन्थालयः अस्ति तत्र सर्वेपि वेदाः वेदानां भाष्याणि बहूनि व्याकरणपुस्तकानि विविधाः ग्रन्थाः विशेषेण श्रीमातुः श्री अरविन्दस्य च ग्रन्थाः अन्ये अन्यपि ग्रन्थाः सन्ति